संस्कृतस्य छात्रा अस्मि एतदेव अहं वाञ्छामि मत्कृते यदि संस्कृतक्षेत्रे आजीविका भविष्यति

सुकरं भविष्यति तथा

स्वरुच्यनुगुणम् आनन्देन पाठयिष्यामि येन छात्राः सोत्साहं अवबोधं करिष्यन्ति सर्वेषाङ्कृते उपयोगी अपि भविष्यति